वेदाध्ययनसमये वेदाङ्गेषु षडङ्गेषु निरुक्तं श्रोत्रम् उच्यते इति निरुक्तस्य वेदाङ्गे महत्त्वं वर्तते निरुक्तस्य वर्णविषयः समाम्नायस्समाम्नातस्स व्याख्यातव्यः इति अर्थात् निरुक्ते मुख्यं किमस्ति आचार्ययास्क निरुक्ते वेदानाम् सर्वे शब्दाः यथा अस्ति तेषां निर्वचनं सम्यक् रूपेण तत्र महर्षि यास्केन कृतं वर्तते तत्र गवादि देवपत्नीपर्यन्तं ये वैदिकशब्दसमुदायाः सन्ति तेषां विस्तृतं व्याख्यानं महर्षिः यास्केन तत्र निरुक्ते कृतं निरुक्ते त्रयः काण्डाः सन्ति तत्र प्रथमः काण्डः अस्ति नैघण्टुकाण्डः प्रथमः अध्यायतः तृतीयः अध्यायपर्यन्तं नैघण्टुकाण्डः वर्तते चतुर्थः अध्यायतः षष्ठः अध्यायपर्यन्तं नैगमकाण्डः इति उच्यते तथा च सप्तममाध्यायमारभ्य चतुर्दशाध्यायपर्यन्तम् देव् दैवतकाण्डः इति तस्य नाम अत्र अन्तिमद्वौ अध्यायौ परिशिष्टं रूपेण मन्यन्ते